नाम स्टिक् जां हरिः ओम् आम् आमाम् आम्

आम् आम्

आम् आम् आम् भवान् आगच्छन्तु नयन्तु नयन्तु अत्र आं बेडेल् मध्ये अस्ति आम् आम् आम् आम् आगच्छन्तु किं किं किं किं किं किं वस्तु आवश्यकम् एकं वारं पुनः वदन्तु आम् टेन् लीटर् दुग्धम् अनन्तरम् आ पञ्च लिटर् घृतम् अनन्तरम् आमामाम् टु किलो पेडा सि सिक्स्टि रूप्यकाणि भवन्ति वन् लिटर् दुग्धं कृते घृतं घृतं घृतं कृते सिक्स् ह सिक्स् हण्ड्रेड् रुपी रु रूप्यकाणि भवन्ति घृतं कृते हा वन् किलो पेडा मध्ये भवति फ़ैव हण्ड्रेड् रुपीस् आम् आम् आम्

अहम् आ आ आमाम् अहमपि भवामि मम कार्यं कार्यं कर्तुं तत्र जनाः अपि सन्ति तत्र भवान् भवन्तं पृच्छन्ति चेत् ते ददति आमाम् आम् आम् आम् आमाम् किमपि किं भवते किमपि आवश्यकं भवति चेत् तव ग्रामे कस्यापि किमपि आवश्यकं भवति भवति चेत् मम डैरी अस्ति अस्ति अत्र वेडेल् मध्ये आगन्तुं शक्नोति आ दुग्धं क्षीरम् अनन्तरं पेडा इति एते एति एव दास्यन्ते आम् एते एते एव

दधिः अपि प्राप्स्यते आवश्यकं किं कति कति आवश्यकमस्ति दधिः अपि आवश्यकम् अहं

आम् आम् आमामाम् अस्य आह आम् आम् आम्